हरि ओम् महोदय नमस्ते तद् अहं किमपि ओर्डर् कृतवती किल तद् केन्सल् करणीयमासीत् सत्यं तद् मम समीपे तद् एप् एतदपि नास्ति अहं न जानामि महोदय एकं साहाय्यं करोति वा तद् कथं कुर्मः तद् केन्सल् करणीयमासीत् कृपया साहाय्यं करोतु